बृहत् कुण्डेषु तरणं कुर्वन् एकं वस्तु मया ज्ञातव्यं यत् कुण्डस्य गम्भीरत ज्ञाता इति एकं विषयम् तदनन्तरं पङ्को अस्ति इति च ज्ञेयम् तदनन्तरं दुर्गेषु बहिः कुण्डानां समस्याः सूर्यस्य सम्पर्केण उष्णजलं च सन्ति तस्मात् कारणात् यदि कुण्डे उष्णजलं सन्ति तथा मम देहस्य दे मम देहे उष्णस्य अनुभवम् आसीत् इति